अस्मिन् उपकरणे एका एव समस्या मया दृष्टा एकवर्षात् परम् एकवर्षं यावत् उपयोगं कृतवान् ततः परं कदाचित् कीबोर्ड् मध्ये एकं की कार्यं न करोति स्म अतः अतः अहं तस्याः संस्थायाः कृते उक्तवान् एवं समस्या अस्ति इति सा संस्था झटिति एव तां समस्यां परिहृत्य मम उपकरणं प्रत्यर्पितवती